महाभारतमिति द्वापरयुगे जातः वर्तते महाभारते मुख्यतया पात्रं निर्वहति श्रीकृष्णः महाभारतं प्रायशः शान्तनुमहाराजादारभ्य प्रारप्स्यते तत्र शान्तनुमहाराजः इति यः वर्तते सः हस्तिनापुरस्य सम्राट् वर्तते कुरुसम्राट् सः सः तस्य पुत्रः भीष्मः भीष्मः एवम् एवम् एवञ्च पुनः पञ्च पाण्डवाः कौरवाः एवं तत्र कलनायकरूपेण शकुनिः वर्तते शकुनिः सर्वदा अधर्ममेव आचरति स्म सः धर्ममार्गे एव न चलति स्म परन्तु श्रीकृष्णः सः सर्वदा सर्वत्र सर्वविधरीत्या धर्ममार्गे एव प्रचलति स्म प्र पुनश्च सः धर्मं किम् अधर्मं किम् इति बोधितवान् अपि वर्तते अतः महाभारतम् इति श्रेष्ठकथा वर्तते श्रेष्ठा कथा वर्तते कथा वर्तते अत्र तु वयं जीवनसारमेव पश्यामः महाभारतेन अस्माकं जीवनम् उत्तमं भवितुमर्हति अतः महाभारतस्य एकं पर्वमपि अस्माकं जीवने बहु रोचकतया उत्तमतया पात्रं निर्वहति अतः महाभारतम् इति या कथा वर्तते सा कथा पूजनीया वर्तते अतः महाभारते एतादृशी व्यवस्था नास्ति इति नास्ति तत्र तु बहुविधरीत्या व्यवस्था वर्तते नाम उदाहरणार्थं वक्तुं शक्नुमः यत् महाभारते श्रीकृष्णः एकत्र वदति किमित्युक्ते भगवन्तः वदति श्रीकृष्णभगवन्तः वदति किमित्युक्ते बन्धनं नास्ति मोक्षं नास्ति केवलं निरामयब्रह्ममेव सर्वत्र विराजमानः वर्तते इति एतादृशं बहुविधरीत्या बोधनं कृतवान् महा महापण्डितः महाज्ञानी श्रीकृष्णः अतः महाभारतम् अस्माकं जीवने पठनीयः कथा वर्तते पुनश्च तत्र यद् उक्तं वर्तते तत् सर्वं वयं जीवने पालनं यदा कुर्मः तदा अस्माकं जीवनं सर्वोत्तमं भविष्यति मनुष्यः अपि समाजे सर्वोत्तमं भवितुमर्हति इति तु इत्यत्र तु संशयः एव नास्ति